अस्माकं क्षेत्रे क्रीडाङ्गणेषु क्रीडाकार्यक्रमानां सञ्चालनाय अथवा आयोजनाय अस्माकं कृते कीदृशम् आनुकूल्यं प्राप्यते इति चेत् प्रप्रथमतया विद्यालयस्य नाम कुत्र क्रीडाङ्गणम् अथवा कुत्रत्यः क्रीडाङ्गणं वयं उपयोगं कुर्मः तत्र तत्रत्यः विद्यालयस्य क्वचित् सहभागित्वम् अस्माकं कृते लभ्यते अनन्तरं तत्रत्यः यत् ग्रामपञ्चायत् इति वयं वदामः नाम तत्रत्यः यत् कार्यादिकं पशन्ति तादृशं क्षेत्रं तदस्ति तैः अपि किञ्चित् सहायादिकं कदाचित् धनं वा कदाचित् वस्तुरूपेण वा सहायं आचरन्ति अनन्तरं कन्नड़भाषायं यथा युवकमण्डलं इति वदामः यथा आङ्गलभाषायां लोकल् पर्सन्स् इति यदा वदामः तैः अपि सहायं क्रियते कदाचित् ते स्वयं सेवकरूपेण कार्यं कुर्वन्ति अनन्तरं पार्किङ्ग् इत्यादिकं व्यवस्थापि वयं पश्यामः चेत् तत्रापि सहायं आचरन्ति भोजनादिकं अनन्तरं वैद्यकीयसौलभ्यम् इत्यादिकं इत्यादि अनेके क्षेत्रे अस्माकं सुहृत्वर्याः अपि सहायं आचरन्ति